मुख्यं कार्यं यत् अहं करोमि यत् कथायाः प्रारूपेण एतावत् सुप्तः न भूत्वा पुस्तकानि पठितुं मम सहायं करोति तत् अस्ति यत् तत् पठित्वा अन्यत् प्रत्येकं वाक्यं विश्लेषणं कर्तुं स्थाने अहं यात्द् अहं सम्पूर्णम् अध्यायं न पठामि तावत् प्रतीक्षामि यावत् अहं नष्टः भवितुम् अनुमन्यते किं संशोधनं निश्चयं परिवर्तनं वा कर्तुं शक्यते स्म इति विचारे यदि अहम् अध्यायस्य समाप्त्यर्थं दश अतिरित्य निमेषान् प्रतीक्षामि तर्हि अहम् अवगच्छामि यत् अहम् इतःपरं विशिष्टविशेषणस्य वा सर्वनामस्य वा प्रयोगे न चिन्तयामि अपि तु केवलं पात्रस्य विकासः कथायाः मुख्यः विचारः यथार्थतया सहायं करोति अतः काल्पनिकस्थितौ भवतः प्रश्नस्य उत्तरं दातुं मम विश्वासः अस्ति यत् सः व्यक्तिः अद्यापि पठति स्म परन्तु तस्य व्यक्तेः प्राथमिकता कुत्र निर्धारिता इति यथार्थतया निर्भरं भवति यदि तेषां यथार्थतया एतादृशी अन्नं बुद्धिः आसीत्